अहम् यदा युद्धकलायाम् दण्डस्य प्रशिक्षणम् प्राप्तुम् इच्छितः तदा मम कृते प्रारम्भे दण्डप्रयोगः बहु सुलभं वर्तते इति आसीत् किन्तु यदा प्रशिक्षणम् अग्रे अग्रे गतम् तत्र एकः प्रयोगः आगच्छति द्विमुखी क्रमिकप्रयोगः इति द्विमुखी इत्युक्ते मुखद्वये अस्माभिः दण्डचालनं कर्तव्यं भवति तदा मया बहु कष्टम् अनुभूतम् किन्तु मम शिक्षकः योगीचन्द्रः इति महोदयः आसीत् सः द्विमुखी दण्डचालनं कथं कर्तव्यम् इति सावधानेन शिक्षितवान् अतः बहु कष्टकरं द्विमुखीदण्डचालनम् अपि मया बहु सुलभेनैव तस्य मार्गदर्शनेन प्राप्तम् इति वक्तुं शक्यते बहवः एतत् द्विमुखीदण्डचालने कष्टम् अनुभवन्ति इति मया दृष्टमासीत् तदेव कष्टं मयापि अनुभूतमेव पूर्वं किन्तु यदा योगीचन्द्रमहोदयः पाठितवान् सावधानेन समयं स्वीकृत्य पाठितवान् तदा मयापि द्विमुखीदण्डचालनं सम्यक्तया अधीतम् इदानीं यं कमपि बहु सुलभेन अहमपि द्विमुखीदण्डचालनं कथं कर्तव्यम् इति पाठयामि नमस्कारः